मम समुदाये ऋतुस्रावविषये भिन्नभिन्नविधयः सन्ति ग्रामे महिलाः दिनत्रयं पाकशालां देवमन्दिरं च न गच्छन्ति पाककार्यमपि न कुर्वन्ति तेषां कृते दिनत्रयं विरामः भवति चतुर्थदिने शिरस्नानं कृत्वा अन्तः आगमिष्यन्ति किन्तु नगरमहिलाः एतत् विधयं त्यक्तवन्तः ऋतुस्राव भवति चेत् स्नानं कृत्वा अन्तः आगच्छन्ति सर्वकार्यमपि कुर्वन्ति तेषां कृते विरामः एव न मिलति महिलाः केचन महिलाः दिनद्वयं अनन्तरं बहिः किञ्चित् कार्यं कुर्वन्ति देवमन्दिरं तु पञ्चमदिने स्नानानन्तरमेव गच्छन्ति ऋतुस्रावसमये दिनत्रयम् अन्यान् न स्पर्शं कुर्वन्ति शुद्धिविषये स्वास्थ्यविषये च महिलाः जानन्ति स्वास्थ्यविषये नगरमहिलाः ग्राममहिलायाः अपेक्षया अधिकविषयाः जानन्ति